मम विद्यालये ग्रन्थालय अस्ति तत्र पठितानि बहुपुस्तकानि सन्ति बहु सेक्षन् भवति तत्र विभागः अस्ति किं विभागः अस्ति तत्र विभाग मद्ये राजनैतिक विभाग एकम् अस्ति बङ्गला बङ्गभाषायां यदि मम प्रदेश बङ्गप्रदेशे अस्ति इति तत्र एकं सेक्षन् तत् विभाग अस्ति बङ्गविभाग गणितविभाग अङ्ग्रेजी विभाग एतत् बहु सेक्षन् मध्ये सन्ति तत्र तन् मध्ये अहं संस्कृतेपि अस्ति कारणम् अहं तु संस्कृतछात्रः अस्मि तत्तु संस्कृतमध्ये अपि साहित्यशास्त्रं आयुर्वेदशास्त्रं राजनैतिकशास्त्रं कौटिल्यशास्त्रं रूपक् बहु ग्रन्थाः सन्ति तन् मध्ये अहं साहित्यशास्त्रं छात्रः अस्मि इति चिन्त्य अहं बहु पुस्तकानि पठितवान् तत्र किम् अस्ति एकम् अलङ्कारशास्त्रपुस्तकानि सन्ति तत्र काव्यप्रकाशः सन्ति विभिन्न नीतिशास्त्र नीतिग्रन्थ आयुर्वेदस्य चरकसंहिता अहं तु गीता बहु वारं पठितवान् गीता महाभारतं रामायणम् अपि याज्ञवल्कसूत्रं कौटिल्य अर्थशास्त्र पठितवान् तत्र विभिन्नानि पुस्तकानि सन्ति गणित् मध्ये अहं तु पठितवान् एतत् भिन्न एतत् विहाय अपि किम् अस्ति तत्र एतत् विहाय बालानां कृते अपि पुस्तकानि सन्ति तत्र बालानां पुस्तकमध्ये किम् अस्ति किशाला एकं पुस्तकानि छरा बङ्गभाषा इति वदति छड इत्युक्ते कविता कविता पुस्तकानि सन्ति तत्र कविता मध्ये रविन्द्रनाथ टागरस्य यन् नेश्नल् एन्थम् अपि लिखितवान् सः रविन्द्रनाथ टेगरस्य बहु कविता अपि अस् अस्ति तत्र मैक्कल् मधुसूदन दत्त बङ्गभाषया महाकवि अस्ति कालिदासस्य अपि बहु पुस्तकम् अभिज्ञानशाकुन्तलम् अस्ति भासस्य अपि पुस्तकानि अहं पठितवान् भासस्य पुस्तकमध्ये किम् अस्ति स्वप्नवासवदत्तम् विभिन्न पुस्तकानि अहं अपठन् नाटकम् अपि अहं दृष्टवान् तत्र नाटकमध्ये अभिज्ञानशाकुन्तलं नाटकम् अहं पठितवान् बहु पुस्तकानि सन्ति तत्र